अहं पाकप्रविणः अस्मि अहं चतुर्विधान् अपि खाद्यान् निर्मातुं शक्नोमि तत्र तावत् भोज्यं भक्ष्यं लेह्यं चोह्यम् इत्येवं रूपेण चतुर्विधान् अपि खाद्यान् निर्मातुं शक्नोमि विशेषेण अहं स्वपरिवारस्य आरोग्यरक्षणार्थं रोटिकां करोमि चपातिकां करोमि अन्नं क्वथितं व्यञ्जनं पर्पटं सारम् इत्येवं रूपेण स्व परिवाररक्षणार्थम् आरोग्यकरं पाकं करोमि तत्र अहं विशेषेण पायसान् कर्तुं जानामि विविधान् पायसान् अहं जानामि तत्र तावत् विशेषेण क्षीरम् उपयुज्य पाकं मया क्रियते पाकः तावत् तण्डुलनिष्पत्तिः तण्डुलनिष्पत्तिः वह्नेः ज्वालनेन जायते वह्निं विना पाकः कदापि नैव सम्भवति एवं रूपेण आदौ चुल्ल्यां वह्निज्वालनं करोमि तस्य उपरि पात्रं स्थापयामि पाकं करोमि एवम् आरोग्यकरं पाकम् अहं निर्माय स्वपरिवारस्य कृते अहं परिवेशयामि तेन मम स्वपरिवारस्य आरोग्यरक्षणं भवति अहं क्षीरं क्षीरम् उपयुज्य बहु सम्यक् पायसं कृतवान् अस्मि एतावत् तथैव अहं गोबिमञ्चूरि पानीपुरि अनन्तरं मिसळ् पाव् अनन्तरम् दैपुरि इत्येवं रूपेण विविधान् खाद्यान् अपि जानामि एतान् कृत्वा अहं बहु प्रसिद्धः च जातः अस्मि पाक पाकविशेषे एवं तादृशान् समीचीनान् पाकान् अहं जानामि ज्ञात्वा अहं कुर्वन्नस्मि तत्र एवं रूपेण पाकं कुर्वन् स्वपरिवारस्य आरोग्यं पालयन् अस्मि